हेलो नमस्कारः एवम् एवम् एवं सम्यक् एवं वदन्तु एवं एवम् एवं भोः एवं न भवति खलु यदा भवतीभिः दूरवाणीयन्त्रं क्रीतं वर्तते तत्समये साक्षात् तत्समये एव द्रष्टव्यं वर्तते खलु यदि एक न एकवारं यदि दूरवाणीपेटिका उत् तत्र उन्मोचनं भवति तर्हि तदनन्तरम् अस्माभिः अपि किञ्चित् अपि कर्तुं न शक्यते तत् सर्वं सर्विस् सेण्टर् मध्ये एव गत्वा भविष्यति

तद् तद्दिने तु तद्दिने तु अधिकमासीत् आलैन् मध्ये अधिकमासीत् अस्माभिः तु तत्र डिस्कौण्ट् दत्वा एव भवतीभिः विक्रीतः एवमेव द्विसहस्रं न खलु एवं न भवति यत् टेक्नोलोज़ि वर्तते खलु इलेक्ट्रानिक्स् प्रोडक्ट् मध्ये किञ्चित् तत्र वक्तुं न शक्यते प्रमाणतया एकस्मिन् दिने एव अधुना एव पश्यतु डि डि बि डि मध्ये तत्र ऐफोन् यत् भवति तत्तु अशीति अशीतिसहस्रतः तत्र पञ्चा पञ्चाशत्सहस्रपर्यन्तम् आगच्छति डौन् भवति तर्हि एवम् इलेक्ट्रानिक्स् प्रोडक्ट्स् मध्ये किञ्चित् कथयितुं न शक्यते खलु नहि इदानीं तु किञ्चित् कर्तुं न शक्यते फ़ोन् मध्ये किं किमपि त्रुटिः वर्तते वा यान्त्रिकत्रुटिः यदि त्रुटिः अस्ति तत्तु समाधातुं शक्यते परन्तु एतत् डिस्कौण्ट् इति तु तद्विषये वयं कर्तुं किच् किमपि न शक्यते न न एवं न भोः सम्मुखे एव भवतः सम्मुखे एव अस्माभिः तत् फ़ोन् यत् पेटिका वर्तते तस्य ओपन् कृतं वर्तते खलु तर्हि यदि एवं न भवति खलु अस् त्यजतु भव् भवती एकवारमागच्छतु अहं मत्पक्षतः एव एकम् इयरफ़ोन् दास्यामि चिन्ता मास्तु एवम् एवं दास्यामि दास्यामि भवती यदा कदापि आगन्तुं शक्यते आगच्छन्तु अहं मत्पक्षतः दास्यामि इयरफ़ोन् चिन्ता मास्तु एवं ह ह धन्यवादः